यदि मम पशूनां स्वामित्वं भवति तर्हि पशुपालनार्थं प्रतिदिनं कानि कार्याणि करोमि इत्युक्ते उदाहरणार्थं मम एक गोशाला वर्तते तत्र चतस्त्रः गावः सन्ति चेत् प्रथमं शीघ्रम् उत्थाय प्रतिदिनं गोमयं गोमूत्रम् इत्यादिकम् मार्ज् सम्मार्जयित्वा जलेन मार्जनं कृत्वा शुचिं करोमि अनन्तरम् प्रतिदिनं गौः अपि स्नानं कारयामि अनन्तरं तेषां काले काले खादितुं पीतुं जलसङ्ग्रहं दर्भसङ्ग्रहम् अपि करोमि यदि शैत्यम् अधिकं वर्तते बहिः न प्रेषयामि अथवा उष्णकाले अपि गावः बहिर्न प्रेष् प्रेषयामि यदि ते किञ्जित् वा अनारोग्यं भवति चेत् अहं सपदि एव वैद्यानां सम्पर्कं कृत्वा तेषां सन् सन् सन्दर्शनं कृत्वा पशूनां पालनं करोमि